अस्मिन् प्रदेशे नाम कर्नाटकप्रदेशे अहं निवसामि अतः कर्नाटकप्रदेशे तु जनपदसङ्गीतः बहु वर्तते एवञ्च कर्नाटकदेशे उत्तरकर्नाटकः दक्षिणकर्नाटकः इति विभागद्वयं वर्तते अतः विभागद्वये अपि उप् उत्तरकर्नाटके विभिन्नशैल्या सङ्गीतं वर्तते दक्षिणकर्नाटके अपि विभिन्नशैल्या सङ्गीतं वर्तते एवञ्च विदेशेषु अपि आङ्ग्लभाषायां सङ्गीतं वर्तते एवञ्च भारते एव भोजपुरी पञ्जाबी इत्यादिविषयेषु इत्यादिषु भाषासु सङ्गीतं वर्तते एवञ्च सङ्गीते द्विविधं शास्त्रीयं सङ्गीतं आधुनिकं सङ्गीतमिति शास्त्रीयसङ्गीते तु ग्रन्थानि वर्तन्ते एव